ह नमस्ते मम मित्रस्य विवाहार्थं चित्रकारं चित्रकारः अपेक्ष्यते तदर्थं न श्रुतः पुनर्वदतु अग्रिमे सप्ताहे शनिवासरे वर्तते न न शुक्रवासरे रिसेप्शन् भवति शनिवासरे विवाहो भवति शनिवासरे एवं केवलं शनिवासरे एव अपेक्षितः प्रातः अष्टवादने आरभ्यते तत्समये एव आगन्तव्यं कर्तुं शक्यते एव एवं एवं किं किं उपलब्धाः वर्तन्ते तदपि रोचमानेव भासते तत्र कुत्र कुत्र गमिष्यन्ति विवाहः छत्रे एव भवति अत्र तत्र चेन्नैनगरे एव इ सी आर् मध्ये वर्तते तत्र समूह आम् अस्तु तर्हि तद्दिने एव शनिवासरे एव प्रातःकाले समयसाधयं वा

आम् अस्तु तदपि तदपि उत्तमम् एव भासते अतः प्रातः षड्वादनादारभ्य सायं सप्तवादनपर्यन्तम् एवं प्रचलति किं अस्तु अस्तु एवं कति रूप्यकाणि भवन्ति न लक्षद्वयं केवलं वेडिङ्ग् शूट् मात्रं करणीयञ्चेत् एकलक्षं भवति इतोपि धन्यवादः धन्यवादः अहम् अन्यान् अपि पृष्ट्वा पुनर्वदामि अस्तु धन्यवादः